नमस्कारः अहं भवत्याः नाम आं वा आगच्छतु आगच्छतु आम् आम् अहं चिकित्सा अपि कृतवती किं जातम् अधुना एवं वा तर्हि किं खादितवती भवती ह्यः रात्रौ किं शाकम् अधिकं तैलादिकं मसालादिकं भुक्तवती वा एवं वा तर्हि अहं कापि चिकित्सा करोमि तदर्थं केचन औषधयः सन्ति अयं यः पीतवर्णः औषधिः वर्तते एतत् प्रातः भोक्तव्यम् एतद् श्वेतवर्णः औषधिः यत् व वर्तते मध्याह्ने भोक्तव्यम् एवं च एकं सिरप् ददामि तद् रात्रौ पिबतु अनेन सम्यक् भवति एवं च भोजने तैलादिकं मसालादिकं न भोक्तव्यम् एवं च उष्णजलं पिबतु फ़्रिज् जलं इत्यादिकं मा पिबतु

तथैव तथैव चालयतु प्रतिदिनम् उष्णजलं पिबतु अनेन कासः सम्यक् भवति एवं च मिष्टान्नम् इत्यादिकम् अपि मा खादतु आम् एवम् एवं वा किमपि इण्डैजेशन् इत्यादिकं वर्तते आम् आम् अतः रात्रौ अधिकं किं भोजनं मा कुरु केवलं किछिडि अथवा रोटिकादिकम् एव खादतु दुग्धम् इत्यादिकं मा पिबतु तेन सम्यक् भवति उदरम् तथा एवं गोर्गल् इत्यादिकं करोतु किञ्चित् लवणम् अस्मिन् स्थापयित्वा अनेन कण्ठे अपि आम् आम् तद् भवत्या आम् आम् आम् अहम् एकं किं लिक्विड् ददामि तद् नासिकायां पातयतु तेन सम्यक् भवति श्वसनम् एवं च एतद् हनि भवति खलु मधु तदपि गृह्णातु भवती तेन कण्ठः सम्यक् भवति एवं च किमपि अन्यद् वर्तते वा क्लेशः आम् आम् आम् परश्वः आगच्छतु आम् आम् पुनः द्रक्ष्यामि आम् स्वागतम्